संस्कृतिः संस्कृतस्य मूलम् इति वदति यतः वयं पश्यामः यद् अस्माकं यानि ग्रन्थानि सन्ति संस्कृतग्रन्थाः सन्ति ग्रन्थानि सन्ति तत्र अधिकतया संस्कृतेः संस्कृंते सांस्कृतिकदृष्ट्या तत्र वयं सर्वं द्रष्टुं शक्नुमः नाम यत् संस्कृतभारत्याः कार्यं प्रचलति तत्र बालकेन्द्रमस्ति ज्येष्ठानां कृते अपि बहूनि उपक्रमाः बहवः उपक्रमान् वयं पश्यामः तत्र सम्भाषणशिबिरस्य अपि कार्यं प्रचलति तत्र सर्वत्र संस्कृतिं अस्माकं राज्यस्य संस्कृतिं वयं द्रष्टुं शक्नुमः यतोहि यत्र संस्कृतसप्ताहस्य आयोजनं भवति तत्र राखीपूर्णिमा नाम नारयिपूर्णिमा इत्यस्य इति इत्यपि तत्र इत्यस्य अपि राज्ये सर्वत्र सेलिब्रेशन् भवति एव तथा तथा तथैव संस्कृते जनाः तस्मिन् समये संस्कृतस्य परिरक्षणं कथं कर्तव्यम् इत्यस्य सर्वत्र प्रचारं कुर्वन्ति तथा कार्यक्रमाणाम् आयोजनं कार्यक्रमस्य आयोजनं भवति ब बहूनि बहवः कार्यक्रमाः आयोजिताः भवन्ति सर्वत्र तेन किं भवति संस्कृतद्वारा संस्कृत्याः रक्षणं परिरक्षणं भवति तस्य उन्नयनम् अपि भवितुं न शक्नोति अतः वयं शक्नुमः यत् संस्कृतस्य योगदानं संस् सांस्कृतिकं परम्परायाः परिरक्षणे तथा उन्नयने च अत्यन्तं महत्त्वपूर्णम् अस्ति एव विना संस्कृतम् वयं संस्कृत्याः परिरक्षणं कर्तुं न शक्नुमः न यत्किमपि मूलम् अस्ति संस्कृत्याः तत्सर्वं संस्कृते एवं परिरक्षितम् अस्ति अतः संस्कृतद्वारा संस्कृत्याः परिरक्षणम् अस्माकं राज्ये भवति एव